स्थानीयाः वैद्यव्यवस्थाः महाराष्ट्रप्रदेशे बहवः सन्ति तत्र व्यवस्थाः विभिन्नाः प्रकाराः आयुर्वेदाः अनन्तरं होमियोपेथिक् एव अनन्तरं आलोपेथिक् अत्रैवतः स्वीकर्तुं शक्यते ये ये जनाः ये ये यावत् शक्ति तत्तत् तत् वैद्यव्यवस्थां स्वीकुर्वन्ति एव अधुना महाराष्ट्रराज्यसर्कारेण बहवः तत्रैव वैद्यकव्यवस्थाः कृताः तत् मध्ये किम् अभवत् यदा कोविड् आगतः तत् कोविड् मध्ये अपि अस्माकं पुणेतः वेदशाले तः तत्रैव कोविड् तस्य कोविड् व्याक्सीन् तत्रैव निर्माणं कृतवान् तत् निर्माणं कृत्वा बहिः अपि दत्तवन्तः तर्हि सर्वे ये दुःखितवन्तः तस्यामपि कृते आवश्यकमेव सम्पूर्णमहाराष्ट्रराज्ये न नैव सम्पूर्णभारते भारतस्य बहिः अपि तत्रैव स्वीकुरु स्वीकृतवन्तः अत्रैव वैद्यशालाः सर्वैः अपि प्राप्तुं शक्यते आम् अत्रैव अपि प्राप्तुं शक्यते यत्र कुत्र वा वयं तत्रैव तिष्ठ तत्रापि स्थाप्य प्रापयितुं शक्यते यदि ग्रामीणनगरे निवसति ग्रामीणमध्ये अस्ति चेत् तस्य त् सः ना नगरे आगत्य तस्य लाभः अपि स्वीकर्तुं शक्यते अधुना जने जने पदे पदे तस्य रुग्णवाहिका अपि तत्रैव प्रचलिता भवति रात्रौ अपि स् शासनसर्कारेण सर्कारेण अपि अधुना शासनमहोदयेन अपि बहवः वैद्याः बहवः तत्रैव लघु लघु तत्रैव वैद्यः वैद्यशालाः वैद्यशालाः अपि तत्रैव निर्मिताः तस्य उपयोगः सर्वेषां स्वास्थ्यम् उत्तमम् एव भवति तस्य एव कारणं सर्वे सुखिनः सन्तु सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखं प्राप्नुयात्